मम प्रदेशे घर्मः वृष्टि तथा च शैत्यं किञ्चित् कठिना वर्तते इत्युक्ते अधिकमेव पुनः तत्र स्थातुं कष्टमेव भवति यतः वृष्टिकाले वृष्टिरधिका शैत्यकाले शैत्याधिका पुनः ग्रीष्मकाले तु वातावरणं पञ्चाशत् डिगिरि अधिकमेव गच्छति पुनः तच्च कदाचित् सर्वदा न सर्वदा चेत् पञ्चचत्वारिंशत् इत्यादिकम् एवं समेपि भवति परन्तु इदानीं तदतिरिच्य एव गच्छति अतः वातावरणे एवं किञ्चित् एव परिवर्तनं लक्षितम् अस्ति सम्यक् न जातं परन्तु इतोऽपि समस्या एव वर्धिता वातावरणविषये